अस्माकं प्रदेशे पर्यटनस्थानि पर्यटनस्थानानि बहूनि वर्तन्ते एवमुच्यते मम न मम नगरं वर्तते सागरः इति तत्र तत्रत्यः जोग् फ़ाल्स् इति विश्वप्रसिद्धं वाटर् फ़ाल् नाम जलपातः विद्यते पुनश्च तत्रैव समीपे भीमेश्वरः इति नामकं प क्षेत्रं पुण्यक्षेत्रं वर्तते तत्रैव समीपे सिर्सि ग्रामे मारिकाम्बादेवस्थानम् इति बहु प्राचीनदेवालयः वर्तते पुनश्च केळदि इति नाम्ना राजस्थं राजानां दुर्गम् इत्युच्यते तदपि वर्तते बहु बहु बहु दृश्यते तत् तत्र तत्र तत्र अस्माकम् इदानीं शैत्यकालः बहु उत्तमः भविष्यति नाम सेप्तम्बर् अक्टोबर् नाम आश्वयुजकार्तिकमासे मासे तावत् तत्र आगत्य द्रष्टुं शक्यते अहं चिन्तयामि तदेव उत्तमः इति उत्सवः भवति अस्माकं क मारिकाम्बादेवालये तावत् वर्षद्वये एकवारं जात्रामहोत्सवः भविष्यति तत्र कर्नाटकराज्यस्थ विश्वः कर्नाटकराज्यस्थसुप्रसिद्धं प्रथमजात्रामहोत्सवः द्रष्टुं शक्यते